नमो नमः आम् मम समीपे समयः अस्ति भवती वदतु कं पुस्तकं स्वीकर्तुम् इच्छति अस्तु अस्तु हरि ओम् नीतिशतकं ददातु महोदयायै एतस्य व्याख्याकारः प्रोफेसर् अभिराजराजेन्द्र मिश्रः वर्तते न इदानीं तु तत् तद् सर्वाणि विक्रितानि मया किन्तु इदानीं हंसाप्रकाशनस्य वर्तते अस्य मूल्यं अस्ति त्रिंशत् रूप्यकाणि त्रिंशत् त्रिंशत् एवम् अस्ति एतस्य बहूनि खण्डाणि सन्ति तदर्थं एतस्य मूल्यं न्यूनम् अस्ति आहत्य तु त्रि आहत्य त्रिशतम् एतस्य मूल्यम् अस्ति सम्पूर्ण षड् पुस्तकानां अस्ति काव्यप्रकाश अपि अस्ति एतत् अपि खण्ड एतद् अपि खण्ड द्वे अस्ति महोदया क्षं महोदया क्षम्यतां भवती एकं खण्डं स्वीकरोति पुनः अन्य् अन्यं खण्डम् अहं कं ददामी कः क्रीणाति मत्तः अस्तु अस्म् अस्माकं समीपे तादृशी व्यवस्था अपि अस्ति वयं इतः आन्लैन् माध्यमेन कुरियर् इत्यादि द्वारा प्रेषयामः पोस्ट् ऑफिस् द्वारा तस्य पाश्वे गमिष्यति पुनः सः आन्लैन् धनं किन्तु धनं पूर्वं दातव्यम् अनन्तरम् अस्माभि प्रेषनीयं डाक् खर्च पृथकतः भविष्यति डाक् शुल्कं पृथकतः भविष्यति केवलं डाक्शुल्कं पुस्तकाणां यत् शुल्कं तदेव अन्य डाक्शुल्कं पृथक् धन्यवादः धन्यवादः